अत्र द्रविडप्रदेशे पञ्चाङ्गद्वयं प्रवर्तते एकः दृक्पञ्चाङ्गाख्यः अन्यश्च वाक्यपञ्चाङ्गाख्यः अथवा सर्पपञ्चाङ्गाख्यः अत्र दृक्पञ्चाङ्गः सम्यक् कृतः एव वाक्यपञ्चाङ्गे ये केपि साधनानि सन्ति सूर्यस्य चन्द्रस्य वा भोगानि आनेतुम् ये चिरकालात् पूर्वं प्रकल्पिताः वररुच्यादिभिः ये के च यानि कानि वाक्यानि दत्तानि तान्येव अद्यापि प्रयुज्यन्ते अतः तेषां गणना क्वचित् तेषां गणना दृक् तुल्यतां न इति अतः तेषां पुरातनरीत्यां पुरातनरीत्यां तेषां त्याज्य इति न किन्तु तयैव रीत्या अद्यापि दृक् ग्रहाः साध्याः क्वच् किञ्चित् संस्कारं कृत्वा पुरातनयैवरीत्या दृक्तुल्याः ग्रहाः साध्याः भवन्त्येव तद् विश्वासं त एवम् अन्धविश्वासमेकम् अस्ति अस्मद् प्रदेशे तद् संस्करितव्यम् इति